स्थानीयविद्यालयेषु प्रवेशप्रक्रिया बहु सम्यक् रूपेण भवति तत्र परिसरः अपि बहु सुन्दरः सम्यक् इति रूपेण भवति स्थानीयविद्यालयः सर्वेषु ग्रामेषु एव भवति ग्रामस्य जनः तेषां छात् बालकानां कृते स्थानीयविद्यालये एव परिस्पन्दः दृश्यते तत्र स्थानीयविद्यालये भजनव्यवस्था पाठनव्यवस्था एवं च क्रीडाव्यवस्था छात्राणां व्यवहारपरिवर्तनं कथं भवति इति विषयमाध्यमेन तत्र बहु सम्यग्रुपेण आलोचयन्ति तत्र निश्शुल्करूपेण गम्मेण्ट् माध्यमेन ते छात्राः तत्र पठन्ति तत्र पठनप्रक्रिया बहु सम्यग्रूपेण भवति पठनप्रक्रियायां छात्राः अग्रे भवन्ति तत्र मध्याह्नभोजनसुविधा भवति अस्माकं प्रदेशे बहु मात्रेण गम्मेण्ट् विद्यालयाः वर्तन्ते गम्मेण्ट् विद्यालयमध्ये छात्राः बहु सम्यग्रूपेण पठनक्रियां कुर्वन्ति तत्र पठनार्थं बहु दूरं दूरात् मध्ये आगच्छन्ति तत्र जनजातिजातिः इत्येषां कृते वाद्यसुविधा उपलभ्यते पुस्तकव्यवस्था लभ्यते ब्येग् सूज् इत्यादि अवश्यकसामग्रीः छात्राणां कृते उपलभ्यन्ते इति अस्माकं तत्र विद्यालये निश्शुल्कं रूपेण छात्राः पठन्ति तत्र एश्टि एस्सि कृते बहु सम्यग्रूपेण व्यवस्थाः वर्तन्ते एश्टि एस्सि जनाः आगच्छन्ति आगत्य तत्र पाठनकार्ये अग्रे गताः भवन्ति इति